हरिः ओं नम नमस्ते अहम् अत्र काशी विश्व विश्वनाथमन्दिरम् आगतवान् अस्मि भवन्तः काशी विश्वनाथमन्दिरस्य विषये मां किञ्चित् मार्गनिर्देशं कुर्वन्तु

एवं

एवम् एवं

एवम् एवं

बहु उत्तमम् अहम् इदं दृष्ट्वा बहुसन्तुष्टः इदानीम् अहं काश्यां विश्वनाथमन्दिरं परितः अन्यत् किं किं द्रष्टुं शक्नोमि

एवम् एवम् अत्यन्तं प्रमोदः महान् धन्यवादः भवतां कृते